हरि ओं नमस्ते एतत् पब्बास् ऐस् क्रीं सेण्टर् खलु मया अर्धघण्टात् पूर्वम् एकम् ऐस् क्रीम् ओर्डर् कृतमासीत् अर्धघण्टा जाता अस्ति इतोऽपि ऐस् क्रीम् न प्राप्तम् परन्तु दूरवाण्यां रिसीव्ड् स्वीकृति स्वीकृतमिति सन्देशः आगतः अस्ति अत्र का समस्या अस्ति मम तु वस्तु न प्राप्तमस्ति यदि वस्तु प्रापणं कुर्वन्तु नो चेत् मया यद् धनं दत्तमस्ति तत् मम प्रत्यर्पणं कुर्वन्तु